आम् अहं केनचित् सह कार्यं कर्तव्यम् आपतितं येन सह व्यवहारः कष्टकरः आसीत् यदा अहं शिक्षाशास्त्रीकक्षायां पठितवती तदा मया एक सहपाठ्या सह एक परियोजना प्राप्ता स्वच्छता उपरि सा परियोजना अतः अहं सम्यक् रूपेण कार्यं कृतवती परन्तु मम सहपाठी अस्ति सा बहुकष्टं दत्तवती सा उक्तवती अहम् अत्र पर्यावरणस्य या या हानिः भवति तयोः उपरि वदामि तथा समाजे स्वच्छताविषये पर्यावरणदृष्टया नियोजयामि अतः कष्टं तु जाता परियोजनायाः सा सम्यक्तया सहायतां न कृतवती परन्तु अहं सम्यक्तया कार्यं कृतवती अतः किञ्चित् काठिन्यम् आगतः अतः स्वस्य कार्यं क्रियते चेत् परियोजना सम्यक् कर्तुं शक्यते